अहं जयपुरनगरे निवसामि अतः मन्नगरे स्वास्थसेवा तु सम्यक् अस्ति परिवहनविषये एतत् वक्तव्यं यत् नगरे सर्वकारीय परिवाहनानां न्यूनता वर्तते येन नगरे गमनागमने असौकर्यं भवति शिक्षायाः स्थितिः तु शौचनीया वर्तते यतोहि सर्वकारीयविद्यालयेषु विश्वविद्यालयेषु च शिक्षायाः स्तरः एव नास्ति राज्यान्तरे ये छात्राः पठन्ति तेषां छात्राणां विशिष्टा प्रतिभा दरीदृश्यते अतः अहं सर्वकारात् प्रार्थयितुम् इच्छामि यत् ते विश्वविद्यालये अधिकान् योग्यान् शिक्षकान् नियोजयतु इति स्वच्छताविषयेऽपि अहं प्रार्थये यत् सर्वकारः बोधयेत् जनान् यत् ते स्वच्छतानुकूलव्यापारं कुर्युः इति